अन्यभाषा प्रदेशेषु अहं सञ्चारं कृतवान् यत्र ये इत्युक्ते तमिळ्नाडुमध्ये केरळमध्ये महाराष्ट्रे तावत् अहं सञ्चारं कृतवान् किन्तु तमिळ्नाडुमध्ये तावत् हिन्दीभाषायाः प्रभावः तत्र क्वचित् दृश्यते क्वचिन्न दृश्यते आङ्ग्लभाषायाम् अपि भाषयितुं शक्नुमश्चेत् सामान्यजनाः नाम आटो चालकाः वा बस्यानस्य चालकाः वा तत्रत्याः आपणिकाः वा ते स् आङ्ग्लभाषायां तावत् न जानन्ति किन्तु अहं तमिळ्भाषां न जानामि हिन्दी भाषा ते न जानान्ति इति बहु समस्या अनुभूता किन्तु दैवात् ते मम इङ्ग्लीश् तावत् तावत् सम्यक् नास्ति किन्तु क्वचित् बट्लर् इङ्ग्लीश्द्वारा अहम् तेषां मम समस्या का पुनश्च अहं किं वे किं कुर्वन् अस्मि किं जायमानमस्ति कुत्र अस्मि इत्यादिकं तावत् पृच्छामि ते जानीय माम् उक्त्वा ते मार्गदर्शनं दत्तवन्तः पुनश्च केरळमध्ये तावत् हिन्दी जानन्ति पुनश्च तेषाम् उच्चारणस्य प्रभावेन तदयं तेषाम् तावत् अधिगमः नैव नैव शक्यते तेषामधिगन्तुं नैव शक्यते अस्माकं भाषा तावत् तेषाम् हिन्दीभाषाद्वारा यदि भाषयामः तदा ते सम्यक् तावत् नैव अवगच्छन्ति पुनश्च तेषां ळ ळ इत्यादिकं भेदाः बहु दृश्यन्ते तदर्थं बहु अनुभूतवान् महाराष्ट्रे तावत् हिन्द्या हि हिन्दीभाषायाः प्रयोगः दृश्यते इत्यतः उत उत्तमतया व्यवहारं कर्तुम् अहं शक्तवान्